आम् अहं नदिकाजलं प्राप्नोमि तर्हि मम गृहे नदिकाजलं नलिकेन आगच्छति तत् जलं स्वच्छं भवति ग्रामे तस्य ता तस् ग्रामे तथा नास्ति ग्रामे कूपः कूपात् जलम् आनेतव्यं भवति तर्हि मम गृहे तस्य स्थितिः नास्ति तर्हि मम परिश्रमः बहु न्यूनः जातः सर्वकारः नाग्पुर् नगरे बहु स्वच्छं जलम् ददा ददाति तर्हि अहं नलिकां नलिका नलिकाद्वारा अहं जलम् आनयामि पूरयामि सर्वं कार्यम् अहं तत् जले एवम् करोमि तर्हि चिन्ता नास्ति किमपि अत्र स्वच्छं जलम् अहं प्राप्नोति तर्हि